नमस्ते मम नाम उद्बवः अहम् एकदूरवाण्याः पलिशी परिशीलनं कर्तुम् इच्छामि यत् अहं नूतनतया क्रीतवान् एप्रिल् ट्वेन्टि ट्वेन्टि त्री मासे अहं ओन् प्लस् नाट् सि टु लैट् फ़ैव् जि इति दूरवानीम् अमेज़ान् डाट् इन् मद्ये क्रीतवान् ओन् प्लस् दूरवाण्या आ मद्ये इदम् एव अतीवश्रेष्ठदुरवानि अहं नूतनतया प्रतिकृति आनेतुम् इष्टः आसीत् परन्तु तस्य आनेतुं विलम्बः जातः इति कारणात् अहम् एष दूरवानीं स्वीकृतवान् एषा दूरवान्यां सिक्स् जि बि रेम् ओन् ट्वेन्टि एय्ट् जि बि सङ्ग्रहः अस्ति एष दूरवाण्याः बहवः वर्णाः ब्लू टैप् ब्लाक् डस्ट् इत्यादि सन्ति अहं ब्लू टैप् स्वीकृतवान् एषा दूरवाण्या अमेज़ान् डाट् इन् मध्ये मु मूलं ट्वेन्टि तौसन्ड् रुप् रूप्यकानि न्यूनः भवति एष दूरवाण्याः सिक्स्टि फ़ोर् एं पि पृष्टचित्रग्राहिनी सिक्स्टीन् एं पि पुरतः चित्रग्राहिनी अस्ति चित्रग्राहि ग्राहिन्याः गुणाः बहु सम्यक् अस्ति तथा चित्राः अपि सम्यक्तया आगमिष्यति चित्रग्राहिन्याः अनेकविशेषतया गुणाः मुखम् उद्घाटनं स्क्रीन् फ़्लाश् रात्रि मूड् इत्यादि सन्ति कृष्ण मूड् प्रदर्शनं भवति एष दूरवाण्या फ़ै तौसन्ड् एम् ए एच् इति विद्युत्कोषयोग्यता एतदस्य उपयोगकरणेन दिनद्वयं आगच्छति एष दूरवाण्या फ़िफ़्टि एष दूरवाण्या फ़ैव् जि फ़ोर् जि एल् टि जियो इति सेवा प्रदाततान्त्रिकसहायं करोति एष दूरवाण्याः कृते अत्यन्तशालीनपरिशीलनम् अमेज़ान् डाट् इन् मध्ये लभते अतः एष दूरवाण्यां गेमिङ्ग् अनुभवः अत्यन्तं स्मूत् सिपिविष्टकः भवति